ग्राम्यसमुदायात् बहिः कुत्र गतं इत्युक्ते प्रायेण तिर्थक्षेत्रं प्रति वा अथवा ऐतिहासिकक्षेत्रं प्रति वा गतं ऐहोळे पट्टडकल्लु इत्यादिस्थानानि तत्र प्रसिद्धानि बेलूर बालवडे इत्यादिकं किंप्राप्तं तत्र गमनेन इत्युक्ते अस्माकं प्राचीनसंस्कृतेः विषये अत्यन्तम् अभिमानः वर्धितः पुनश्च शिल्पकलाः प्राक्काले कथं आसन् कथं तस्य निर्माणं शिल्पस्य निर्माणं कथं क्रियते स्म अस्मिन् काले सर्वं अत्यन्तं सुलभेन कर्तुं शक्यते तत् काले तथा कष्टेन कथं तत् सर्वं निर्मितं शिलामयदेवालयाः कथं निर्मिताः तेषां प्राचिनानां सामर्थ्यं निर्माणशैलि इत्यादिकं सर्वं बहु विशेषेण अवगतम् अभिमानश्च वर्धितः